भारतस्य तीर्थक्षेत्राणि नाम काशी गया गोकर्णा इत्यादयः तीर्थक्षेत्रं नाम पुण्यप्रदायकं पापनिवारकं च स्थानं देवतानां सन्निधिः तत्र भवति इत्यतः पुण्यलाभः पापहानिश्च भवति पुराणेषु नैकानि क्षेत्राणि श्रूयन्ते क्षेत्रसम्बन्धीकथाश्रवणेन देवतासम्बन्धा देवतासम्बन्धादेव क्षेत्राणां प्रशंसा ज्ञायते उदाहरणार्थं गोकर्णक्षेत्रं गणपतेः उपायेन भगवत्शिवस्य आत्मलिङ्गं तत्र स्थापितं तस्मात् दिनात् तत्स्थानं तीर्थक्षेत्रम् इति कथ्यते एवमेव अन्येष्वपि क्षेत्रेषु देवतासम्बन्धादेव महत्तमं ज्ञायते प्रतिक्षेत्रं आचरणम् उत्सवादिकं च भिन्नं विद्यते दक्षिणभारते विद्यमानक्षेत्रेषु उत्सवादिविधान अन्यतमः उतरभारते च अन्यत् वैविध्ये वैविध्ये सत्यपि क्षेत्रगतभगवद्रूपाणाम् उपासनेन यशः प्राप्नुवन्तु सज्जनाः इत्येव पुराणेषु क्षेत्रकथस्य उद्देश्यम्